यदा अहं योगाभ्यासं करोमि तदा आरम्भे सुलभानि आसनानि अवश्यं करोमि एतानि सुलभासनानि सर्वे सर्वैः अवश्यं करणीयमस्ति किमर्थमित्युक्ते अग्रे क्लिष्टासनं कर्तुम् एतत् साहाय्यं करोति अहं आरम्भे ताडासनं वृक्षासनं त्रिकोणासनं आसनं इत्यादि आसनं करोमि ताडासनेन अस्माकं पोस्चर् स्थितिः तस्य वर्धनं भवति वृक्षासनं कुर्मश्चेत् अस्माकं सन्तुलनं बेलन्स् तस्य वर्धनं भवति त्रिकोणासनेन अस्माकं चलनं मूमेण्ट् तस्य वर्धनं भवति एवं सुलभासनं कृत्वा एव अग्रे क्लिष्टासनं कुर्मश्चेत् अस्माकं योगाभ्यासः सम्यक् भवति इति अस्माकं गुरुवर्येण उक्तमासीत्